जनवरी मासस्य तृतीय दिनाङ्कः द्व्यधिक द्वि सहस्रं वर्षं फेब्रुवरी मासस्य द्वादश दिनाङ्कः चर्तुविंशत्यधिक द्वि सहस्रं वर्षं अगस्ट मासस्य पञ्चदश दिनाङ्कः त्रयोविंशत्यधिक द्विसहस्रं वर्षं डिसेम्बर मासस्य षोडश दिनाङ्कः विंशत्यधिक द्विसहस्रं वर्षं मार्च् मासस्य सप्तदश दिनाङ्कः द्वाविंशत्यधिक द्विसहस्रं वर्षं